पाककाले वयं महानसे किञ्चित् साधनां स्मृत्वा किं किं करणीयम् इति चिन्तयामः महानसे बहूनि वस्तूनि भवन्ति किल तत्र प्रधानतया चुलिका भवन्ति पात्राः भवन्ति दर्वी समदर्वी तत्र तैलं चुरिका अनन्तरं कुक्कर् चमसः इत्यादिकम् उपयुज्य सर्वेषाम् उपयोगेन एव वयं पाकं कर्तुं शक्नुमः समदर्वीम् उपयुज्य वयं सर्वे किं शाकानां वा शाकानां मिश्रणं कर्तुं शक्नुमः तत् कुक्कर् यदि चुलिकाम् उपरि स्थापयामः चेत् तत् अग्नीं ज्वालयामः चेत् एव तत् पाकं पक्तुं शक्नुमः वयं सर्वे अनन्तरं छुरिका साहाय्येन वयं शर्करा किं शाकादिकान् कर्तयित्वा तत् व्यञ्जनं कर्तुं शक्नुमः अनन्तरं तैलं घृतादिकं सर्वे तत्र महानसे भवन्ति एव चमसः तत् स्थालिका मध्ये वयं भोजनङ्कर्तुं शक्नुमः चषकेन वयं जलं पातुं शक्नुमः अनन्तरं चमसस्य उपयोगेन खादितुं शक्नुमः अनन्तरं समदर्वीम् उपयुज्य वयं किं दोसा इत्यादिकं तत् कर्तुम् अपि शक्नुमः